भारतीय इतिहासे तावत् अर्थस्य कल्पना अथवा चाणक्येन प्रतिपादितं या भारतीयसामाजिकविचाराणां मूलाधारवत् दृश्यते तत्र सत्यमेव अस्माकं भारतदेशस्य अर्थार्जनं तावत् धर्मपरकम् एव अर्थस्य अर्जनं करणीयम् एवं च यद् अर्जितं धनं वर्तते तस्य अर्जितस्य धनस्य व्ययोऽपि धर्मोपकाराय एव करणीयमित्य इति अस्माकं संस्कृतिः भवति तादृशान् बहून् अंशान् आचार्यचाणक्येन स्वकीय अर्थशास्त्रे निगदितवान् एवं च धर्मयुक्त अर्थार्जनं करणीयं धर्मेण एव अर्थस्य व्ययोऽपि करणीयः दानादिकं करणीयम् इत्यादिकम् इत्यादिकं राज्ञं राजानं प्रति अयं च चाणक्यः वदन् एव आसीत् तेन माध्यमेन एव राजानः अपि तादृशधर्मोप धर्म आधारीकृत्य अर्थस्य व्ययं कुर्वन्तः अर्थस्य अर्जनं कुर्वन्तः स्वकीयराज्यस्य व्यवस्थां कृतवन्तः इत्यतः सम्पूर्णभारतदेशोऽपि प्राचीनकाले तावत् समृद्धः आसीत् इति वक्तुं शक्यते